भारते अनेके नेतरः एतावता आगतः तेषु समीचीनरूपेण वर्तते नेताराः वर्तते तत्र नरेन्द्रमोदी सा इदानीं भारतदेशस्य प्रदानमन्त्री वर्तते तत्र तेषां कार्येण किं परिवर्तनं जातम् इति चेत् महान् सर्वे जानन्ति इदानीं राममन्दिरस्य निर्माणं तत् अस्माकं मूलप्रतीकमासीत् नाम ये प्राचीनाः सर्वं पञ्चाशत् वर्षादारभ्य पञ्च बहु वर्षात् तस्य युद्धत्वेन जायमानमासीत् तदापि सी नागरीकता इत्यादिकार्यक्रमान् योजयित्वा सः सम्यक्तया एकं राममन्दिरं राममन्दिरं निर्माणं कृत्वा दत्तवान् तथैव काश्मीर् जम्मु इत्यादि स्थलीय क्लेशान् अपि निवारितवान् इति तत्र देशस्य गतिं परिवर्तितवान् पूर्वं तावत् नासीत् यदा अढ्वाणीमहोदयः इत्यादयः सन्ति तेषां काले अपि सम्यक् परिवर्तनं कृतवन्तः इदानीं विद्यमानेषु समीचीनाः इति चेत् नरेन्द्रमोदिः इति इदानीन्तन यः वर्तते सः